अहं द्वितीयवस्तुं भवत्याः आपणतः क्रीतवती प्रथमम् ऊरुकं क्रीतवती तत्तु उत्तमतया आसीत् इति कारणात् एव अहं प्रति आगतवती किन्तु इदानीं युतकं क्रीतवती तत्र पेषणानि कुड्मलानि एव सन्ति शकलानि जातानि तन्तुकाः बहिरागच्छन्ति तान्तवर्णाः अपि शीर्णं भवति